हरिः ओम् नमस्ते नमस्ते जन्तुशाला वा के के सन्ति वानराः सन्ति एवं वा नाम गजः अस्ति वा गजः अस्ति वा सिंहः अस्ति वा एवं वा शिशुः अपि अस्ति भोजनम् किं किं किं भोजनम् लता सिंहः अस्ति वा द्वयं

अपि अस्ति वा शिशुः शिशुः अस्ति वा सिंहशिशुः एवं वा

एवं वा सन्तोषः आम् निश्चयेन आगच्छामि पक्षिणः पक्षिणः पक्षिणः आम्

भक्षणं किं किं भक्षणं ओ एवं वा

अनन्तरं किं किमस्ति सर्पाः सन्ति वा ओ भीतिः भीतिः मम भीतिः अस्ति आम् एवं दंष्ट्रे भीतिः अस्ति एवं वा नकुलः अस्ति वा मीनः अस्ति वा मीनः आं मीनः अस्ति स्वर्णवर्णः मीनाः सन्ति अस्तु भगिनी अहं निश्चयेन आगमिष्यामि निश्चयेन एवं अस्तु अस्तु अस्तु धन्यवादः धन्यवादः